महोदय मया भवतः परिवाहनसंस्थायाः केब्यानं बुक् कृतम् आसीत् संस्थायाः भाडा अपि मया निर्धारितम् आसीत् एजेन्सितः केब् अपि आगता अस्ति परन्तु भवतः संस्थाद्वारा प्रेषितः केब्चालकः मया पूर्वं निर्धारितम् मौल्यपेक्षया अधिकं धनं याचते एजेन्सिद्वारा निर्धारितधनपेक्षया एकं रूप्यकम् अपि अधिकं न दास्यामि अतः भवन्तः प्रार्थ्यन्ते यत् तं वदन्तु अधिकं धनं मत् सकाशात् न स्वीकरोतु इति अथवा मम कृते अन्यं किमपि केबं प्रेषयन्तु